भरतनाट्यं तेमिल्नाडुप्रदेशे प्रसिद्दम् कुचुपुडि तमिल्नाडुप्रदेशे बहु प्रसिद्दः अन्ये कानि शास्त्रीयनृत्यानि सा सन्ति भरतनाट्ये भरतनाट्यशालां प्रति गत् गमनीयं तत्र दशवर्षपर्यन्तं अभ्यासः करणीयः कुत्र कुत्र अवकाशः लभते तत्र तत्र अवकाशं उपयोगं कर्तव्यम् इति अहं वदामि कुतः इति चेत् स्टेज् फ़ियर् वदन्ति कलु तत्सर्वं ग गमयितुं तत्सर्वं करणियम् इति मया